हरि ओम् नमस्ते नमस्ते आर्ये नमस्ते आर्ये मम लेसन् प्लान् सर्वम् अहम् तत्र आनीतवती खलु वदतु सर्वं सम्यक् अस्ति वा आम् वदतु भगिनी वदतु अहम् लिखितवती आम् आम् अस्तु भगिनी अहम् लिखामि अस्तु आम् भगिनी करोमि चिन्ता नास्ति आम् अन्यत् किमपि अस्ति चेत् आम् अ भवति किम् उक्तवती तत् सर्वम् अहम् करोमि अन्यत् किमपि अस्ति चेत् वदतु भगिनी अस्तु अस्तु

तत् सर्वं तत् सर्वम् अहम् किञ्चित् लिखितवती पुन लिखित्वा अहम् ददामि तत्र स्थापयामि भगिनी परीक्षा कदा इति किञ्चित् समयं सूचयतु अहम् तदपि तत्र लिखित्वा पुनरेकवारम् तत्र आन् आनयामि आम् भगिनी अहम् अहम् तत्र तत्र अहम् एकस्मिन् मासे पाठयोजना अपि लिखितवती अस्मि भगिनी तत्रापि किञ्चित् दृष्ट्वा वदतु आम् एक एक एकसप्ताह पर्यन्तम् रिवीज़न् आम् पर्याप्तं वा इति मम प्रश्न अस्तु भगिनी

अस्तु आम् अस्तु अस्तु अस्तु भगिनी धन्यवाद नमस्ते